अस्माकं प्रदेशस्य सांस्कृतिककार्यक्रमाः बहु भवन्ति तत्र जातिः उपजातिः सर्वेषामेव पृथक् पृथक् सामाजिककार्यक्रमाः भवन्ति यथा तत्र यत् जातिः याः सन्ति तेषां दुर्गापूजा गणेश उत्सवः सरस्वत्याः पूजा इत्यादयः भवन्ति उपजातीनां चतुर्दशदेवतापूजा गरीयापूजा इत्यादि भवन्ति अत्र सर्वेषु कार्यक्रमेषु एव सर्वे जातिः जनजातिः सर्वे मिलित्वा बहु आनन्दं करोति सर्वे एव भागग्रहणं कुर्वन्ति अत्रत्यः विशेषपर्वणः विषये यदि वदामि तर्हि दुर्गापूजा एव अस्य प्रदेशस्य सर्वबृहत् तत्र सामाजिककार्यक्रमः अस्ति दुर्गापूजायां सर्वे एव बहुपरिश्रमेण बहुश्रद्धया तत्र आयोजनं कुर्वन्ति एवं च अस्याः पूजायाः प्रायः दशदिवसेषु एव जनाः बहु आनन्दिताः भवन्ति एवं च समयस्य अपि सम्यक्तया आनन्देन उपयोगं कुर्वन्ति